नमस्ते पुस्तकानि किमर्थमपेक्षितानि अर्थात् परीक्षानिमित्तं स्पर्धानिमित्तम् अथवा अध्ययननिमित्तं वा अस्माकं ग्रन्थालये अध्ययनसम्बन्धि स्पर्धासम्बन्धि परीक्षासम्बन्धि सर्वाणि पुस्तकानि सन्ति अध्ययनार्थं तु विश्वनाथस्य साहित्यदर्पणः कान्तिचन्द्रभट्टाचार्यस्य काव्यदीपिका मम्मटस्य काव्यप्रकाशः श्रीहर्षस्य नैषधीयचरितं कालिदासस्य अभिज्ञानशाकुन्तलं भामहस्य काव्यालङ्कारः बाणभट्टस्य कादम्बरी अश्वघोषस्य बुद्धचरितं कुन्तक् आचार्यस्य वक्रोक्तिजीवितं गङ्गादेवी मव् मधुरविजयं कालिदासस्य मालविकाग्निमित्रं कालिदासस्य विक्रमोर्वशीयम् कालिदासस्य रघुवंशः कालिदासस्य कुमारसम्भवम् आर्यशूरस्य जातकमाला अश्वघोषस्य सारिपुत्रप्रकरणं तथा च एतेषां ग्रन्थानामुपरि व्याख्यानानि अपि प्राप्यन्ते परीक्षार्थमपि एतानि पुस्तकानि पठन्ति चेत् अलं भवति इस् स्पर्धार्थं संस्कृतवाङ्मयान्तःप्रवेशिका पव् पठितुं शक्यते गृहं नेतुम् अवकाशः नास्तिः ग्रन्थालयस्तु प्रातः अष्टवादनतः रात्रौ अष्टवादनपर्यन्तम् उद्घाटितः भवति अतः तदा तु भवान् अवश्यम् आगत्य पठितुं शक्नोति धन्यवादः